इदानीन्तनसमये युवानां कृते बहु फोकस् अस्ति शालामध्ये प्रबन्धस्पर्धा आशुभाषणस्पर्धा तादृशं कार्यं चलति मम पुत्रस्य शालामध्ये अपि सः चतुर्थकक्षामध्ये पठति इदानीं चतुर्थकक्षामध्ये एव क्लास् लीडर् एलेक्शन् न निर्वाचनं वोट् दानं तत् सर्वं परिचयं दत्त्वा प्रेक्टिकल्स् अपि कारितवन्तः अतः त् डेमोक्रेसी नेतृत्वं नेतारः इत्युक्ते कीदृशी तस्य लक्षणाः किं भवति तादृशं बहु न्यूनशालामध्ये एव तस्य परिचयः कुर्वन्तः सन्ति अग्रे ते कीदृशी प्रोफेश्नल् केरियर् स्वी स्वीकुर्वन्ति तद् तद् दृष्ट्या बेङ्गलुर् समीपे ला स्कुल् इति एकम् डेडिकेटेड् विद्यालयः अस्ति अन्यद् मेनेजमेण्ट् विद्यालयानि बहु सन्ति तत्र नेतृत्वविषये बहु पाठम् अपि चलति अतः युवानां कृते अनन्तरं ते शिक्षणं प्राप् शिक्षणसमाप्य उद्योगनिमित्तं बहु नेतृत्वविषये फोकस् अस्ति इति मम अनुभवः